हा हरिः ओं लक्ष्मणः वा आम् अहं भवतः सङ्ख्याम् एवं दृष्टं जलदायकः इति भवतः लोरिमध्ये कत् कति लिटर्स् कपास्टि अस्ति कति रूप्यकाणि तस्य सहस्रञ्च कति रूप्यकाणि तस्य पञ्चसहस्रं सामान्यतः इतोपि न्यूनम् अस्ति लोके वयं प्रज् प्रतिदिनं स्वीकर्तुम् इच्छामः इच्छामः अत्र हा तादृशं करोतु तदा एव अधिकाः जनाः भवन्तम् आह्वयति किल अतः कति लोरी लोरियः सन्ति अधिकम् आवश्यकं चेत् प्रतिदिनं दातुं शक्यते वा ओ पञ्चलोरियः सन्ति ओके इतः इतः इतः कति दूरमस्ति इतः इतः अत्र वळ्ळिकाव् इति वदामः वल् वळ्ळिकाव् आश्रमः इति वदामः कति किलोमीटर् अस्ति ततः अष्टघण्टा तद् बहु दूरम् अस्ति अनन्तरम् उत्तमम् उत्तमम् उत् उत्तमम् अतः वयं प्रतिदिनं प्रतिदिनं स्वीकुर्मः चेद् भाविकाले अपि किञ्चिदपि डिस्कौण्ट् प्राप्तुं शक्नुमः किल प्रतिदिनं पञ्चलोरियः स्वीकुर्मः चेद् तदेव अहम् इच्छामि हा अनन्दरं यदि भवतः अन्यत् सहाय्ये अस्ति यदि भवतः दूरवाणी न लभति भवतः प्रधानः सहायिनः नम्बर् दूरवाणीसङ्ख्यादि मह्यं वाट्साप्द्वारा प्रेषयतु यदि भवन्तं न प्राप्नोमि चेद् तद् अत्यन्तपेक्षितम् अस्ति किल जलम् अतः तमपि अहू आह्वानं कर्तुं शक्नोमि अस्तु अनन्तरं धनं कथं प्रेषणीयम् गूगल् पे परिवर्तम् ओके ओके उत्तमम् उत्तमम् एवं चेद् अस्तु अहं विचिन्त्य भवन्तम् आह्वयामि अन्य अन्येषामपि रेट् पश्यामि बहु धन्यवादः अस्तु धन्यवादः